नमस्ते अहं दीपा अस्मि अद्य अहम् भवताम् अल्पाहारकेन्द्रेण एव भोजनम् आनीतम् परन्तु भोजनप्रापकः भोजनप्रापकस्य व्यवहारः एव सम्यक् नास्ति प्रथमं सः विलम्बेन आगतवान् यद्यपि अहं पृष्टवती सः उक्तवान् विलासः नास् विलासः सम्यक् नास्ति इति परन्तु अहम् बहु विवरणेन विलासं प्रेषितवती किन्तु सः भाषणमपि सम्यक् नास्ति दुष्टतया सः भाषणं कृतवान् अतः एतत् विषये किञ्चित्